युद्धकला भिन्नभिन्नरीत्या अस्ति इत्युक्ते आयोधनकला अस्ति अति दण्डकला अस्ति तादृश भिन्न कलाः अस्ति वस्तुतः एतस्य प्रयोजनम् इत्युक्ते अस्माकम् आत्मवीर्यम् अधिकं भवति भवति कार्यं करोमि चेत् तस्य निरन्तर प्रशिक्षणम् इत्युक्ते तत् सम्यक् रीत्या कार्यं कर्तुं अस्माकम् अवबोधः भवति चेत् सम्यक् कार्याणि कर्न्तुं शक्यते इदानीं इत्युक्ते युद्धकलायाः आसक्तिः इत्युक्ते अस्माकं वीर्यम् आत्मवीर्यं स्व सम्यक् भवति अतः तत् दैनन्दिनप्रशिक्षणं आत्मवीर्यवर्धनार्थं त तेभ्यः सम्यक् रीत्या कर्तुं शक्यते प्रशिक्षणं वस्तुतः आवश्यकमस्ति कारणं तस्य प्रेरणया साकम् एव एतादृशम् अधिकं नैपुण्यं करोति चेत् अयुः अधिकं निष्ठया सम्यक् कार्यं कर्तुम् शक्यते यथा भारते भिन्नभिन्नरीत्या आयोधनकला भवति कलरी अस्ति गुस्थि अस्ति अयं योगं तादृश विविधाः आयोधनकलाः सन्ति तत् एकैकः एकं एकं मार्गम् उपयुज्य करोति तत् वस्तुतः उत्तमं कार्यं भवति तस्य प्रशिक्षणं दैनन्दिनप्रशिक्षणम् अधिकं नैष्ठिकं भवति इति अभिप्रायः भवति